आं इदानीं भारतवर्षे अधिकतया पर्यावरणसमस्याः सन्ति किमर्थं चेत् इदानीं यानानि अधिकतया चलन्ति द्विचक्रिका चतुर्चक्रिका पञ्चचक्रिका षट् चक्रिका अत एव इदानीं पर्यावरणं पर्यावरणसमस्या अधिकतया प्राचीनकाले नासीत् किमर्थं चेत् प्राचीनकाले यानम् एव नासीत् अत एव तदा पर्यावरणसमस्या एव नासीत् इदानीं किमपि वर्तते चेत् यदा वृक्षः नद्यः वनानि न्यूनतया अस्ति वृक्षः अधिकजनाः कर्तनं करोति अत एव पर्यावणसमस्याः भवन्ति यदा वयं वृक्षाः वृक्षाः रक्षां करोति चेत् तदा एव अस्माकं भारते पर्यावरणसमस्याः न भवन्ति अत एव तस्य वृक्षस्य अतीव अस्माकं संरक्षणं कर्तुं जीवने भवति अत एव तस्य अतीवतया संरक्षणं कर्तुं भवति ऋतुषु किमपि परिवर्तनं भवति वा न भवति वक्तुं शक्नुमः किमर्थं चेत् ऋतुषु अपि परिवर्तनं भवन्ति यथा उष्णं भवति चेत् अन्यतमः ऋतुः आगच्छति यदा शीतं भवति चेत् अन्यतमः ऋतुः आगच्छति तथैव कारणं किमपि कि किमर्थम् उष्णं भवति यत् किमर्थं शीतं भवन्ति चेत् यदा वृक्षाः अतीव भवन्ति तदा शीतं भवन्ति यदा वृक्षः किमपि नास्ति अत एव तदा अधिकतया उष्णं भवति अत एव अस्माकं भारते अतीव पर्यावरणसमस्याः वर्तन्ते